सामाजिकमाध्यममञ्चेषु प्रियतमं मम अस्ति यूट्यूब् माध्यमः पुनः अस्माकम् वाट्सप्मध्येपि स्टेटस् तस्यापि अहम् उपयोगम् करोमि पुनः ट्विट्टर् इति माध्यमस्यापि उपयोगम् अहम् अधिकं करोमि यूट्यूब् माध्यमेन बहवः विषयाः मया ज्ञातव्याः ये सन्ति तेषां प्रतिदिनमपि योग्यमाध्यमेन प्राप्यते उदाहरणार्थम् अहं स्टाक् मार्केट् इत्यदस्ति तस्य विषये अहम् अनुदिनं ज्ञातुमिच्छामि किम् अत्र प्रचलति कथम् इति तस्य प्रि मार्केट् रिपोर्ट् इति प्रातःकाले एव प्राप्यते तत् सर्वमपि श्रद्धया शृणोमि तेन मम आर्थिकः दृष्टिः सम्यक् विकसिता अस्ति एवमेव वाट्साप् माध्यमेन ट्विट्टर् माध्यमेन च वयं सामान्यतः ज्ञातुं न शक्नुमः इति कार्याणि तानि सर्वाणि अपि वयं ज्ञातुं शक्नुमः इत्युक्ते इदानिम् अन्य माध्यमेषु न आगच्छति इति वार्ताः नागच्छन्तीति वार्ताः अत्र आगच्छन्ति

जनाः सत्यम् अवगन्तुम् अवकाशम् अधिकं प्राप्नुवन्तः सन्ति पूर्वं तु तथा न आसीत् या कापि पत्रिकामाध्यमरूपेण या कापि अस्ति पत्रिका सा यद्वदति तदेव जनाः अवगमिष्यन्ति तदेव जनाः अङ्गीकुर्वन्ति इति आसीत् अधुना तु तथा नास्ति